त्वया सञ्चालितस्य कस्यापि छायाचित्रकार्यशालायाः अनुभवं वद क्षम्यताम् अहं तु तथा किमपि सञ्चालनं न कृतवती छायाचित्रकार्यशालायाः किमपि सञ्चालितम् अहं न कृतवती किन्तु अनुभवः इत्युक्ते मम अनुभवः नास्ति मम एका सखी अस्ति सा फ़ोटोग्राफ़र् एव अस्ति छायाचित्रकारिणी कारः छायाचित्रकारः अस्ति सा कारि सा फ़ोटोग्राफ़र् अस्ति सा सर्वदा अत्र तत्र फ़ोटो च छायाचित्रं स्वीकर्तुं सर्वत्र गच्छति सा सर्वदा व्यस्ता एव भवति तस्याः समीपे एका बहु सम्यक् केमेरा अस्ति सर्वदा तस् सा तत् केमेरा तस्याः समीपे तस्याः स्यूते एव भवति वयं सर्वदा विनोदं कर्म कुर्मः एतद् केमरा एव भवत्याः पतिमहोदयः इति वयं सर्वदा कुर्मः सा तस्याः एकवारम् अनुभवम् एवम् उक्तवती एकविवाहस्य एकस्य विवाहस्य छायाचित्रणं कर्तुं सा गतवती तत्र किम् अभवत् इत्युक्ते वधू किञ्चित् बहु अधनः इति वदामः खलु बहु धनं न आसीत् तेषां समीपे किन्तु वरपक्षतः ते बहु धनिकाः आसन् तत्र किम्वा अभवत् इदानीं मङ्गलसूत्रं सर्वम् अन्यत् सर्वं सर्वे कार्यक्रमाः सम्यक् एव जाताः किन्तु यदा मङ्गलसूत्रं वरः मङ्गलसूत्रम् बध्नाति खलु तस्मिन् समये एव वरस्य पिता उक्तवान् इदानीमेव लक्षद्वयं द्वातव्यं नो चेत् विवाहः अग्रे वयं विवाहस्य कार्यक्रमं न कुर्मः इति पापा ते वधू वध्वाः पिता तु तस्य समीपे तु तावत् धनं न आसीत् एव सा सत्यमपि न उक्तवान् पूर्वे एव सः उक्तवान् विवाहात् पूर्वम् एव सः उक्तवान् अस्माकं समीपे तावद्धनं नास्ति अतः एतावत् यावत् अस्ति तावदेव वयं तस्मिन् समये तु ते आम् इति उक्तवन्तः किन्तु यदा विवाहस्य मङ्गलसूत्र समयः आगतः तस्मिन् समये एव कलहम् आरम्भं कुरु कृतवन्तः सर्वे जनाः सन्ति तत्र सर्वे पश्यन्ति सर्वेषां कृते तद् बहु एम्बेरस्मेण्ट् इति अभवत् किन्तु तदा वधूः सा बहु किम् आत्मविश्वासः बहु आसीत् तस्याः समीपे सा उत्थाय उक्तवती एवं भवति चेत् अहमेव वदामि अहमेव विवाहं न करोमि भवता सह इति वरः वरः तदापि किमपि न उक्तवान् अनन्तरम् एषा तु मण्टपतः उत्थाय बहिः एव आगतवती बहिः आगत्य विवाहं न करोमि इति उक्तवती इति सा वदन्ती आसीत् तस्याः अनुभवम्